बेङ्गलूरुनगरे तु एवं तत्र लैङ्गिकपक्षपातः कदापि नास्ति इदानीं स्वातन्त्रानन्तरं पञ्चसप्ततिवर्षाणि अपि अतीतानि अतः नगरेषु तु एतत् न दृश्यते पूर्वमेव यदा स्वातन्त्रसमये एव अस्मासु महिलावैद्याः आसन् एव एवं स्थिते इदानीं तु कोपि बालिका अधिकं न पठेत् इति न वदति अतः नगरे तु जागरूकता अपि अस्ति सर्वे सर्वं पठितुं शक्नुवन्ति शिक्षास्तरे अपि कुत्रापि भेदभावः न दृश्यते नीतयः अपि इदानीं महिलाभ्यः एव अथवा बालिकाभ् बालिकाभ्यः एव अधिकाः अवकाशाः सन्ति केन्द्रियविद्यालयेषु एवं स्थिते तेषां तु निशुल्कं ते पठितुं शक्नुवन्ति एवम् अस्ति व्यवस्था अतः भेदभावः कुत्रापि नास्ति कुत्रचित् प्रायः गृहे इदानीं वक्तुं शक्नुवन्ति भवत्यधिकं पठति चेत् अनन्तरं क्लेशः भवेत् इति परन्तु सः समयः अपि गतः इदानीं तु कुत्रापि भेदभावः न दृश्यते